भारतदेशे मणिपुर् नामक प्रदेशः वर्तते तत्र मैतैगणजनाः कूकिगणजनाः अपि निवसन्ति अस्मिन् वर्षे मेमासे अनयोः गणयोः मध्ये यः कलहः उद्भूतः सः सद्यः काले प्रचलितः विषयः मैतैगणजनाः अधिकसङ्ख्यकाः किन्तु न्यूनपरिमाणस्थले निवसन्ति कुकिगणजनाः अल्पसङ्ख्यकाः किन्तु अधिकपरिमाणस्थले निवसन्ति अस्य कलहस्य कारणं मैतैगणजनानां राज्याङ्गदिशा अनुसूचितजनजाति यस् टि इति विभागत्वं भवतु इति मैतैगणजनानां बहु पूरानता प्रार्थना वर्तते मणिपूर् प्रदेशस्य उच्चन्याल न्यायालयद्वारा दत्तः अस्मिन् विषये शीघ्रं निर्णयः कर्तव्यः इति निर्देशः अस्य कलहस्य अव्यवहितपूर्वकारणमस्ति द्वयोः गणयोः मध्ये अयं कलहः बहूनां जनानां मरणस्यापि कारणम् अभवत् एषु कलहेषु कस्यचित् राष्ट्रमन्त्रिणः गृहमपि ज्वालितः धन्यवादः